बालिवुड् मध्ये याः अभिनेतारः वर्तन्ते अथवा अन्य चित्रपटसृष्ट्याः अभिनेतारः वा अबिने अन् अबिनेत्र्यः वा वर्तन्ते तस्य विषये यद् वयं शु श्रुण्वः तत् सर्वं सत्यमेव अस्ति एतद् न एवं न तद् सत्यम् एव सत्यम् मे एव शक्यते असत्यमेव शक्यते तर्हि सत्यं वा सत्यं वा तर्हि न्यूस् मीडिया या वर्तते वार्ता याः वार्ताः प्रसारयन्ति तद् सर्वं सत्यमेव अस्ति एतत् अ अशक्यं तर्हि तत् तस् ते किमर्थम् अभिनेतारः अभिनेत्र्यः एतेषां किमर्थं नृत्यवार्ताः प्रसारयन्ति तेषु तस्य किमपि लाभः वा आं तेषु लाभः वर्तन्ते अतः ते असत्यवार्तां प्रसारयन्ति अत् असा प्रसारयन्ति तेषां व्यूस् अनन्तरं प्रसिद्धिः चेनल् चेनलस्य प्रसिद्धिः एतेषाम् इति इति सर्वं इति सर्वं लाभः ति तेषां मीडिया चेनल् यत् वर्तते तेषां लभते यदि अतः ते असत्यवार्तां प्रसारयन्ति